हरि ओम् सम्यक् वदति आम् अहं मनोजः वदामि जानाति भवान् आं महोदय भवान् गतदिवसे अहं भवतः प्रेषितवान् तत्र सङ्गणकस्य कार्यमस्ति भवान् किमर्थं न कृतवान् महोदय एषा समस्या भवतः अस्ति परन्तु तस्य समस्या अस्ति तेषां सङ्गणकः सङ्गणकः सम्यग्रूपेण न चलति अतः भवान् चिन्त्यतु तस्य कार्यः पूर्णं न भवति न भवति तर्हि कस्य दोषः अस्माकं दोषः भवतः दोषः तस्य दोषः कस्य दोषः अस्ति अत्र वदतु शीघ्रमेव जानामि महोदय समस्या का अस्ति तस्य सङ्गणकः चेत् सम्यग् न चलति तर्हि अस्माकं कम्प्नि कृते बहवः हान्यः सन्ति अतः भवान् अद्य न गतवान् अद्य न गतवान् ह्यः न गतवान् भवान् कदा कदा कदा गमिष्यति वदतु मम कृते आं भवान् श्वः गन्तुं शक्यते न वा भवतः परिवारे सर्वं कुशलमस्ति यदि न भवान् निश्चितम् आगच्छतु आगत्य भवान् तत्र तेषां गृहे गत्वा कार्यं सम्यग्रूपेण करोतु चेत् भवतः कर्तव्यमस्ति एतत् चित् कर्तव्यं नास्ति तर्हि किं वक्तव्यम् भवान् वदतु हा भवान् आगत्य निश्चित्रूपेण भवतः किं कार्यमस्ति एतत् स्वीकृत्य भवान् गं गच्छतु नास्ति चिन्ता एषः भवतः कृते अस्माकं कृते अस्माकं कम्पनि कृते बहूनि लाभानि सन्ति सः सन्तुष्टः जातः तेषां तत्र गत्वा तेषां कृते किमपि किमपि वक्तुं भवान् समर्थः अस्ति तर्हि वदतु अस्तु अस्तु ददामि अस्तु